सत्यमेव भारतस्य अनेकेषु भागेषु बालिकानां कृते शिक्षायाः प्रोत्सानं प्रोत्साहनार्थं द्विचक्रिकायाः अथवा लेप्टाप् यन्त्राणां प्रदानं क्रियते एतादृश्यः बह्व्यः योजनाः भारतस्य अनेकेषु प्रदेशेषु प्रचलन्त्यः सन्ति एताः योजनाः अवश्यमेव कार्यं कुर्वन्ति यतो हि ग्रामस्थाः बालिकाः कथं विद्यालयं प्रति प्राप्नुयुः कथं वा आधुनिकयन्त्रैः सह युक्ताः भूत्वा अध्ययनं कुर्युः इति महती चिन्ता आसीत् कस्मिंश्चित् काले यदा अस्मिन् विषये नेतृभिः अवधानं कृतं पृश्य योजनाः आरब्धाः ततः परं परिणामः अयं दृष्टः दृष्टः यद् बालिकानां शिक्षा शिक्षायां शिक्षायाम् अवश्यमेव उन्नतिः दृष्टा एतस्य तात्पर्यमस्ति योजनायाः क्रियान्वयीकरणेन लाभः तु भवत्येव

यावन्त्यः बालिकाः सन्ति तावद्धनं केन्द्रपक्षतः केन्द्रसर्वकारः सर्वकारपक्षतः अथवा राज्यसर्वकारः सर्वकारपक्षतः न दीयते तस्मात् कारणात् काश्चन बालिकाः यासाम् आवश्यक्ता भवति ताः परित्यक्ताः भवन्ति किन्तु कासाञ्चन लाभः तु भवति अतः एकापि बालिका यस्याः आवश्यक्ता अस्ति सा परित्यक्ता न भवेत् तादृश्यः योजनाः अवश्यं भवेयुः तादृशी योजना अवश्यं भवेत्